रैल् यानस्य विषये वक्तुं शक्यते तत्र रैल् याने अन्यप्रद् अन्यवाहनापेक्षया जम्प् नास्ति अस्माकं देशस्य रैल् यानं बहु विस्तारतया वर्तते रैल् यानस्य तन्त्रज्ञानं बहु विशेषेण वर्तते धनमपि न्यूनं वर्तते रैल् यानं बहु सुखकरम् अस्ति रैल् यानं सुरक्षितोपि वर्तते रैल् याने एकस्मात् प्रदेशात् अन्यप्रदेशं गन्तुं न्यूनस न्यूनः समयः अलम् उदाहरणार्थं वन्देभारत् इति रैल् यानं शीघ्रतया गन्तुं शक्यते अहम् उडुपिनगरं प्रति बेङ्गलूरुनगरपर्यन्तं रैल् याने आगतम् उडुपितः सकलेशपुरमार्गात् गच्छति तत्र पर्वतप्रदेशाः अत्यन्तरमणीयाः